नमस्कारः अहं गोपालकृष्णः वदन् अस्मि अहं फो़न् पे यूजर् अस्मि घण्टाद्वयात् प्रागेव मया द्विसहस्रं धनं मित्रं प्रति प्रेषितं परन्तु एतावत् पर्यन्तं तत् धनं तस्मै अपि न प्राप्तम् मम अकौण्ट् मध्ये अपि पुनः प्रत्यावर्तनं न अभवत् तदर्थम् अहं मेल् अपि कृतवान् अस्मि परन्तु किमपि तस्य समाधानम् इदानीं पर्यन्तं न प्राप्तम् तर्हि तत् विषये किम् इदानीं कर्तव्यं कथं तत् धनं मया पुनः प्राप्तुं शक्यते तद् विषये किञ्चित् रेजुलुषन् मां ददातु इति